मम प्रदेशे प्रायः पर्यटनस्थानद्वयं वर्तते यत्र बहवः पर्यटकाः आयान्ति आनन्दम् अनुभवन्ति प्रप्रथमं तु रेशिम्बाग् इति प्रदेशे विभागे हेड्गेवार् स्थानमस्ति हेड्गेवार् स्थानमिति तस्य समाधिः तत्र वर्तते राष्ट्रीयस्वयंसेवसङ्घस्य मुख्यालयः तत्र वर्तते सङ्घस्य यत् वार्षिकं शिबिरं भवति प्रथमं द्वितीयं तृतीयम् एतानि सर्वाणि शिबिराणि तत्र भवन्ति सङ्घस्य मुख्यस्थानं ततः समीपमेव वर्तते विशालमेतत् समाधिस्थानम् अतः तत्र निवासव्यवस्थाः अपि सन्ति सन्ति अपि च एकं नूतनं नाट्यगृहं निर्मितमस्ति अपरञ्च महत् क्रीडाङ्गणं वर्तते अपरं स्थानं वर्तते दीक्षाभूमिः तत्रापि परितः जनाः आगच्छन्ति दर्शनं कुर्वन्ति नमन्ति आनन्दम् अनुभवन्ति प्रतिवर्षम् विजयदशमी दिने तत्र महान् उत्सवः महान् कार्यक्रमः भवति लक्षशः जनाः प्रतिवर्षं तत्र आयान्ति